केवलं शतरूप्यकाणां वा आ त्रिशतं वा ए पुनः द्विशतं स्वीकरोतु ट्याङ्क् फुल् कर्तुम् अपि शक्यते श्वहदारभ्य पेट्रोल् धनम् अधिकं भवति प्रायः श्वहः आरभ्य अधिकं भविष्यति इति इदानीमेव अत्र दृष्टवान् अहं हे नैव नैव अहम् इदानीमेव मोबैल् मध्ये जङ्गमदूरवाणि मध्ये यूटूब् मध्ये दृष्टवान् श्वः आरभ्य दशरूप्यकाणां रूप्यकाणि अधिकं भविष्यति इति अहम् इदानीमे इदानीमेव दृष्टवान् भव भवति यदि इच्छति चेत् पश्यतु अस्य अत्र पश्यतु दूर दूरवाणि मध्ये मम इदानीं अस्ति अहमत्रेव पश्यामि द द दर्शयामि अहं पश्यतु पश्यतु हूं फुल् ट्याङ्क् न नैव अधिकं भवत्येव चत्वारिंशत् रूप्यकाणि एव खलु श्वः अपि भवति पुनः पेट्रोल् दास्यति चेत् पुनः अधिकं दातव्यम् पुनः अधिकं दातव्यम् एव खलु

हा हा कार्ड् रूपे रूपेण दातुं शक्यते क्रेडिट् कार्ड् अस्ति अथवा रूपे कार्ड् अस्ति खलु अत्र स्क्यार्च् कार्ड्स् अस्ति खलु हा गूगल् पे गूगल् गूगल् पे द्वारा अपि प्रेशयितुं शक्यते हा हा हा गृहं गत्वा एकवारं गृहं गत्वा आनयतु आ अहं वदामि अहं वदामि चेत् न पूरयतु तदपि योजनां कृत्वा आगच्छतु धनम् अधिकं भवति श्वः अत्र यदि स्ट्रैक् इति भवति श्वः आरभ्य पुनः पेट्रोल् न लभ्यते चेत् पुनः क्लेशः भवति खलु अत एव अत एव हा ऋणं न दास्यामि तु परन्तु अद्य सायं पर्यन्तं सायङ्कालपर्यन्तमपि दातुं शक्यते भवति आगत्य हा

अत्र रिडक्षन् इति नास्ति अत्र रिडक्षन् इति नास्ति अस्माभिः एतावत् पर्यन्तं कियत् धनं दातव्य दत्तं खलु भवत्याः भवति अस्माकं कस्टमर् इति हेतोः अहं वदामि सर्वेषामपि अहं न वदामि हा हा आ हा आ सैकल् यानं प्रति दास्यामि सैकल् यानाय भवती कृते भवत्याः कृते पेट्रोल् अपेक्षते डिसेल् अपेक्षते चेत् अहं दास्यामि कार् यानं लारि यानं इत्यादिकं यदस्ति तद्भवती एव भवती एव दातव्यम् हा हा हूं आग आगच्छतु भवति आगच्छतु भवती भवत्याः यानानि स्वीकृत्य आगच्छन्तु पेट्रोल् दास्यामः भवती प्रतिदिनम् आगच्छति खलु अत एव अहम् उक्तवान्

अस्तु अस्तु अस्तु अस्तु आगच्छतु आगच्छतु हूं धन्यवादः